अन्यसंस्कृतीनां नृत्यरूपाणां च सम्पर्कस्य वर्धनेन वर्तमानसमये अधिकांशजनाः भिन्नपरम्पराणाम् आधुनिकपरम्परायाम् इच्छन्ति कारणम् अन्यसंस्कृतीनां नृत्यं सङ्गीतं वेषभूषादि स्वीकुर्वन्ति तदर्थम् अन्यसंस्कृतीनां प्रभावात् केचन जनाः ग्रामीणसमुदायाः स्वस्य पारम्परिकनृत्यानां प्रदर्शनं कर्तुमपि न शक्नुवन्ति अतः स्वस्य पारम्परिकनृत्यसङ्गीतवेशपोषाकं च इत्याद्युपरि विशेषध्यानं दद्मश्चेत् अस्माकं संस्कृतिः अन्यसंस्कृतेः अपेक्षया अधिकं वर्धितुं शक्यते इति मम मतम्